हरिः ओम् तत्र मया बहवः आपणात् वस्त्रम् आण्लैण् माध्यमेन क्रीतमासीत् तत्र समीचीनं वस्त्रं मया प्राप्तम् यद् मया अभिलेखितं चिरकालात् तादृशं वर्णयुक्तं वस्त्रम् तत्र भवदापणे लब्धमिति कृत्वा तत्र भवतां कृते मया धन्यवादाः समार्प्यन्ते वस्त्रञ्च समये प्राप्तम् इत्यपि एतदर्थेपि धन्यवादः